अद्यतन बालाः सन्ति किल बहिः तावत् न क्रीडन्ति अन्तः दूरवाणीं स्वीकृत्य तत्रेव तेषां क्रीडनं भवति सर्वदा क्रीडे रताः एव भवन्ति इदनीं किं फ़्री फायर् इति एका नूतना क्रीडा तदेव स्वीकृत्य उपविशति मम पुत्रः सर्वदा तदेव क्रीडति अनन्तरम् अन्याः अपि क्रीडाः सन्ति मैन् इति एकं फायर् बाल् इति मनोपली इति बहवः अन्यक्रीडाः अपि सन्ति अस्माकं पार्श्वे गृहे एकः अन्यबालः अपि अस्ति सः अपि अस्माकं गृहे आगत्य मम पुत्रेण सह सः अपि क्रीडे रताः भवति सर्वदा क्रीडति अहं तु सर्वदा वदामि उपयोगार्थं न अतः किमर्थं क्रीडन्ति समय समयस्य व्यर्थं कुर्वन्ति इति परन्तु ते न शृण्वन्ति एव अहं वदामि यदी भवन्तः इच्छन्ति चेत् चेस् क्रीडतु मा मोबैल् मध्ये दूरवाण्यां चेस् क्रीडतु अन्या क्रीडाः मास्तु इत्येव वदामि परन्तु ते न शृण्वन्ति किं कुर्मः